योगाभ्यासे मम प् मम प्रिय आसने स्तः प्रथमः अस्ति धनुरासनम् एवं द्वितीयः अस्ति पद्मासनम् तर्ही धनुरासने उदरे उदरे शयित्वा द्वौ पादौ उपरि कृत्वा हस्तेन स्व हस्तेन सह स्पर्शं कृत्वा ग्रीवा उपरि कुर्वन्तु एवमेव धनुरासनमस्ति धनुरासनेन सर्वं मीन् सर्व् सर्वाङ्गे व्यायामः जातः शरीरस्य ये भेन्स् सन्ति ते कार्यान्वितः कार्यान्विता कार्यान्वितः जातः एवम् उदरे यदि पीडा अस्ति अथवा अधिकाधिकम् अधिकाधिकं मांसम् यदि भवति तदा ते शिथिलीकृतं सा सम्पूर्णशरीरं सम्पूर्णशरीरस्य स्वास्थम् उत्तमं जातम् द्वितीयः अस्ति मम पद्मासनं अद् पद्मासने पादभ्यां स्थितिः कमलमिव पद्ममिव आसास् अस्ति अतः तस्य नाम पद्मासनमस्ति पद्मासने यदि उपविश्य वयं ध्यानं धारणं यदि कुर्मः तर्हि अस्माकं शरीरम् एवमस्माकं ध्यानम् एकाग्रता भूत्वा अस्माकं जीवनस्य अनुभवः वयं सुन्दरं कर्तुं शक्नुमः अतः प्रतिदिनम् आसनानि कुर्मः